नमस्ते वैष्णवी अहं विजया इति मया नूतनतया सैट् स्वीकृतमस्ति नीरुमार्गे स्वीकृतमस्ति

फ़िफ़्टि इन्टु सिक्टि द्वयमस्ति गृहं अपि बिसिनेस् स्थानम् उभयमपि अपेक्षितं

अस्माभिः मसाला पौडर् उद्योगः क्रियते अतः तदर्थं यन्त्राणि अपेक्षन्ते तदनुगुणं निर्माणं कर्तव्यम् गृहम् उपरि अपेक्षितं टु बेड्रूम् हाल् किचन् एकं गेस्ट़ रूं एकं डैनिग् हाल् एक एकं एकं पूजागृहं अन्यव्यवस्थाः अपेक्षिताः अहं सप्त सप्ततिवर्षीया वृद्धा अस्मि अतः भवती एव आगच्छतु कृपया आगन्तुं शक्यते शक्यते इतोपि एकः प्रश्नः धनं कथं स्वीक्रियते अर्थात् बजेट् कियत् भवति इति

अपेक्षितं हा

ओ ओ तावद्भवति वा अत्र आगत्य आमनानोतत्रं निर्णयं कुर्मः किञ्चित् चेदपि भवती करोति

अस्तु श्वः मिलामः धन्यवादाः